भार्या भारतीयतत्त्वशास्त्रस्य तत्त्वशास्त्रे मम शास्त्रं नाम द्वैतवेदान्तशास्त्रमस्ति द्वैतवेदान्तशास्त्रस्य स्थानं तु अहं तु मन्ये अत्यन्तम् अधिकतया अत्यन्तम् अधिकतया किमिति किमर्थम् इति चेत् अस्य शास्त्रस्य मूलप्रवर्तकाः श्रीमद् आचार्यः आचार्यः मध्वः भवन्ति ते तु यत् अनुभवारूढं तदेव शास्त्रमध्ये वेदव्यासरूपि भगवतेन भगवता रचितस्य ब्रह्मसूत्राणां ब्रह्मसूत्रस्य भाष्यतया लिखित्वा तत्र शास्त्रस्य प्रचारं कुर्वन्ति स्म अतः अनुभवास्थमेव विषयं शास्त्रात् शास्त्रेण शास्त्रदृष्ट्या यदि पश्यामः तर्हि शास्त्रस्य ज्ञानमपि सुलभतया भवति इति विशेषतः तत्त्वशास्त्रस्य नाम द्वैतवेदान्तशास्त्रस्य स्थानं तु अत्यन्तम् अधिकमस्ति इति तु मम अभिप्रायः